तव परिवारे दीर्घकालात् आचर्यमाणाः विशिष्टाः आचाराः के तद्विषये वक्तुम् इदानीं शक्यते मम परिवारे तु गणेशोत्सवः विशेषरूपेण प्रतिवर्षम् आचरिष्यति तद्विषये किञ्चित् वक्तुमिच्छामि भाद्रपदमासस्य शुक्लप्रतिपत् दिवसे महागणपतेः पूजा अस्माकं गृहे वयम् आचरन्ति तद्विषये कथामेकां वक्तुं प्रयतिष्ये पर्वतीतनयः गणेशः एकदा मूषकारूढः आसीत् तत्समये मूषकात् सः पतितः तद्दृष्ट्वा चन्द्रः हसितवान् तदा महागणेशः

शापं दत्तवान् यद्दिवसः अर्थात् चतुर्थी दिवसे यः कोपि मनुजपशुः चन्द्रस्य दर्शनं करिष्यति तस्य विषये अपवादः भवेयुः इति तस्य शापः आसीत् ततःपरं तस्य परिहारः इत्युक्ते युगादीदिवसस्य चन्द्रवीक्षणेन अपवादस्य दूरयित्व तथा च श्यमन्तकमणि कथाश्रवणेनापि अपवादस्य अर्थात् भाद्रपदशुक्लचतुर्थी दिवसस्य चन्द्रवीक्षणेन यः दोषः अस्ति तस्य निवारणम् इति तस्य आशयः अस्माकं गृहे तद्दिने प्रातःकाले एव शुचिर्भूत्वा गणेशस्य प्रतिष्ठापना विधिः क्रियते मृत्तिकापूजा तथा च सहस्रनामपूर्वक षोडशोपचारपूजा तथा च महानैवेद्यस्यापि तस्मिन् समये अस्माभिः क्रियते शष्कुली मोदकम् इत्यादिभिः पञ्चकज्जाय इत्यादि नैवेद्यरूपेण महागणेशस्य प्रीतेः वयं प्राप्स्यामः तथा चा सायङ्काले महागणेशस्य विसर्जनमपि अर्थात् तस्मिन् दिनैव महागणेशस्य विसर्जना कार्यक्रमाः अपि अस्माभिः क्रियते पुनः विसर्जनाङ्गपूजा महानैवेद्यं तथा च विसर्जन विसर्जनार्थं कूपसमीपे गत्वा तत्रापि पूजादिभिः अस्माभिः क्रियते तथा च महागणेशस्य विसर्जनकार्यक्रमः बहु विशेषरूपेण बन्धुबान्धवैः सह अस्माभिः क्रियते एतदेव अस्माकं परिवारस्य दीर्घकालात् आचर्यमाणाः विशिष्टः आचारः अस्ति